हरिओम् कः वदति भवान् वदतु अस्तु मम साकेस्य वाणिज्यमस्ति अतः किं किं साकम् अपेक्षितं अस्ति भवते क्रमशः वदतु

अस्तु एक अस्तु एकैकं क्रमशः बय्यतां इदानीं तत्र उल्लेखं कुरु आलुकं भवता उक्तं पञ्चाशत् किलो परिमितं अस्तु अस्तु इदानीम् अस्ति पञ्चविंशति रूप्यकं प्रति कीलोकम् अतः आम् श्रूयतां यः मुख्य आपणम् अस्ति ततः ततः अस्माभिः विंशति रूप्यकं प्रति किलोमितम् अस्माभिः आनितमेव अस्मि अत मार्गे व्ययं भवति

अस्तु किञ्चित् न्यूनं क्रि कर्तुं शक्यते परन्तु तावत्तु कर्तुं न शक्यते तावत्तु न कर्तुं शक्यते विंशति भविष्यति यतोहि यथा मया आनीतं तथा दातुं शक्यते अतः विंशति अस्तु चिन्ता मास्तु भविष्यति अस्तु अन्यत् वदेत् अन्यत् किं

ह तदपि अस्ति अस्तु इदानीं तु इदानीं तु क्षेत्रे तत्सन्नद्धम् अस्ति क्षेत्रे तत्सन्निद्धम् अस्ति यतो हि मम कृषिकार्यं चलति वाणिज्यमपि चलति अतस्स्वकीये क्षेत्रे एव सर्वम् उत्पादयामि अस्माकं पार्श्वे तत्र साकानां कृते प्रभूतं क्षेत्रम् अस्ति अत प्रतिक्षेत्रं किमपि किमपि शाकं मया स्वयमेव उत्पाद्यते अन्यके भृत्यकराः सन्ति अतः यदि गृञ्जनम् अपेक्षितं स्यात् सायं यावद् गृञ्जनं गृहे आनेतुं शक्यते इति अस्तु आने चिन्तामास्तु चिन्तामास्तु सायम् अष्टवादनम् अधिकाधिकं नववादनं यावत् भवतां गृहे यास्यति

यानम् अस्ति मम परिचय बाटकं भवते एव दातव्यमस्ति ते सामान्यमेव अस्ति भवन्तः अपि जानन्ति यद्भवति सामान्यमेव बहु नास्ति गृञ्जकानि ते इदानीमतु दसरूप्यकं प्रतिमितमस्ति तथा नास्ति तथा नास्ति इदानीं इदानीं तु वृष्टिकालः अस्ति क्षेत्रे जलम् अस्ति अतः साकं तत्रैव अस्ति अस्तु भवन्तः अत्र आगच्छन्तु यद् आपेक्षितम् अस्ति तत् सर्वं इतः दास्यते आगच्छन्तु गृहे आगच्छन्तु अत्रैव आगच्छन्तु नमोनमः